वर्तमाने युगे मुख्यरूपेण भारतसदृशे देशे औषधानि सर्व ल सर्व सुलभानि सन्ति एव न केवलं महानगरेषु अपि तु लघुषु लघुषु ग्रामेषु अपि औषधानि प्राप्यन्ते यावत् धनम् अहम् अर्जयामि सः प्रतिशद प्रतिशतद्वयमात्रमेव अहम् औषधेषु व्ययं करोमि प्रायेण प्राकृतिकि चिकित्साम् एव् अनुसरामि यदा अत्यन्तम् आवश्यक्ता भवति तदानीम् आयुर्वेदिकम् अन्यथा अन्तिमे यदा विकल्पः नास्ति तदानीम् एलोपथिचिकित्साम् अनुसरामि निःशुल्कम् औषधमिति सर्वकारीयविद्या चिकित्सालयेषु प्राप्यते किन्तु सर्वाणि औषधानि न प्राप्यन्ते केचन वर्गाः सन्ति ओषधीनां तद्वर्गा तस्मिन् वर्गे ये यानि औषधानि सम्मिलितानि भवन्ति तानि औषधानि निःशुल्कं प्राप्यन्ते पुनश्च रोगविशेष विशेषस्य केचन कानिचन औषधानि प्राप्यन्ते